प्रकृत्याः सह दुर्व्यवहारस्य परिणामो अयं पर्यावरणं प्रदूषणम् इति वनवृक्षवापीतडागसरोवरनदी पर्वतादीनां सह विकासस्य सर्वावधारणाः विनाशकारिणी एव दरीदृश्यन्ते तस्मादेव ग्लेश्यार् पदवाच्यानि हिमच्छादितानि पर्वतशृङ्गानि अपगतानि सन्ति लेह्लद्दाक्क्षेत्रे विश्वि उष्णतायाः दुष्प्रभावः अस्माभिः अहिर्निशम् अनुभूयते ऋतवः अपि परिवर्तिताः अनुभूयन्ते